न्यूनातिन्यूनम् एकस्मिन् विषये सम्यकतया ज्ञानं प्राप्त्वा प्राप्य क्षम्यतां प्राप्य तस्मिन् तस्मिन् क्षेत्रे अग्रे गच्छतु सम्यक् मार्गदर्शनं च करोतु इति मम इच्छा